अद्यपि केचन जनाः अन्धविश्वासाः अनुसृताः एव अहमपि केचन अन्धविश्वासाः अनुसृत्य एव कार्यं करोमि परन्तु ते सर्वाः अन्धविश्वासाः इति न मन्ये शुभविश्वासाः एव इति अहं मन्ये केचन अन्धविश्वासाः जनाः मन्यन्ते यदा मार्जालः प्रतिपक्षं गच्छति काकस्य क्रोशस्य गृहे अतितयः गच्छन्ति इति विषये दर्पणस्य भङ्गं यदा अभवत् तद् विषये यदा एकं क्षुतम् एकं क्षुतम् आगच्छति सूर्यास्तादनन्तरं गृहस्य मा मार्जनं न कर्तव्यम् इति शुक्रवासरे नखं न कर्तव्यम् इति सर्वे अन्धविश्वासः इति वदन्ति